एकविंशतिदिनाङ्कः नवममासः त्रयोविंशत्यधिकं द्विसहस्रतमवर्षः द्वाविंशतिदिनाङ्कः षष्ठः मासः चतुर्विंशत्यधिकं द्विसहस्रतमवर्षः त्रयोविंशतिदिनाङ्कः पञ्चमः मासः पञ्चविंशत्युत्तरद्विसहस्रतमवर्षः चतुर्विंशतिदिनाङ्कः चतुर्थः मासः षड् विंशत्युत्तरद्विसहस्रतमवर्षः पञ्चविंशतिदिनाङ्कः तृतीयः मासः सप्तविंशत्युत्तरद्विसहस्रतमवर्षः